मया व्याकरणं शास्त्रम् अधीतम् अधीयमानञ्च वर्तते व्याकरणशास्त्रे इति न सर्वत्रापि एवं विद्यते सूत्रं भाष्यं वार्तिकम् अनन्तरं वृत्तिः व्याख्यानम् इत्येवं तत्र सूत्रम् इति चेत् इदानीं प्रसिद्धं वर्तते पाणिनीयम् अष्टाध्यायीसूत्रं तत्र चतुस्सहस्रं सूत्रं वर्तते तद् तदुपरि भाष्यं लिखितवान् वर्तते पतञ्जलिः इति ऋषिः सः योगसूत्रमपि लिखितवान् अस्ति तत्र भाष्ये अथशब्दानुशासनमित्यारभ्य सः भाष्यं लिखितवान् अस्ति सूत्रस्य विषये भाष्यं लिखितवान् तदुपरि वार्तिकं लिखितवान् अस्ति वररुचिः एवं तदुपरि व्याख्यानग्रन्थाः आगताः वर्तन्ते अष्टाध्याय्याम् अष्टाध्याय्यां विशेषः कः इत्युक्ते तत्र कुत्रापि अस्माभिः न दृष्टः तथा विशेष अंशाः वर्तन्ते अनुवर्तनं अनन्तरं मण्डूकप्लुतिवद् कार्यं चलति इत्येवं कार्याणि अनन्तरम् अनुबन्धकार्याणि इति उच्यन्ते तत्सर्वं सूत्रेषु द्रष्टुं शक्यते महाभाष्ये तु विशेषः कः इत्युक्ते तत्रत्य उदाहरणानि बहु सुन्दराणि वर्तन्ते उदाहरणार्थं तत्र ते सुराः इत्येकं वर् वाक्यं वर्तते तत्र किमर्थं सुराः असुराः सुरासुराणां निकटे युद्धकाले किमर्थं पराभबूवुः इत्यत्र कारणम् उक्तम् उक्तवान् वर्तते पतञ्जलिः तदुपरि वार्तिककारः वार्तिकं लिखितवान् अस्ति एवं व्याख्यानग्रन्थाः तत्र आर्थिकं व्याकरणशास्त्रे आर्थिकग्रन्थः इत्युक्ते परिभाषेन्दुशेखरः लघुशब्देन्दुशेखरः इत्येवं लिकि लिखितं वर्तते तस्य तत्र ग्रन्थकारः वर्तते नागेशभट्टः तत्र व्याकरणशास्त्रे के के ग्रन्थकाराः इत्युक्ते आदौ तु प्रवर्तकः पाणिनिः अनन्तरं पतञ्जलिः वररुचिः इत्येवं मुनित्रयम् इत्यपि प्रसिद्धं वर्तते तत्र आदौ ब्रह्मा इन् बृहस्पतये वदति बृहस्पतिः इन्द्राय प्रवदति इन्द्रः भरद्वाजाय प्रवदति भरद्वाजः एवं ब्राह्मणेभ्यः सर्वेभ्यः व्याकरणं बोधयति एवं व्याकरणशास्त्रं प्रवृत्तं वर्तते इदानीन्तनकाले नागेशभट्टः कैयटः ब भट्टोजिदीक्षित इत्येवं विद्वांसः प्रसिद्धाः वर्तन्ते भट्टोजिदीक्षितस्य तु वैयाकरणसिद्धान्तकौमुदी इति ग्रन्थः प्रसिद्धः एव तत्र वैयाकरणसिद्धान्तकौमुदी इति इत्यपि वर्तते एवं प्रक्रियाकौमुदी वर्तते अनन्तरं तदुपरि तद् भूषणसारः इति केचन विषयान् आधृत्य भूषणसारः इत्यपि ग्रन्थः लिखितः वर्तते कौण्डभट्टेन परिभाषेन्दुशेखरः इति भाष्ये वार् किं वार्तिकेषु आगताः याः याः परिभाषाः ताः ताः आधारीकृत्य परिभाषाः लिखिताः वर्तन्ते नागेशभट्टेन इत्येवं व्याकरणशास्त्रे मया स्थूलपरिचयं दत्तम्